माध्यमेषु विज्ञापनानां विषये मम अभिप्रायः अद्यतनदिनेषु वयं वार्तापत्राणि पश्यामः तत्र सर्वदा प्रतीपृष्टभागे कापि विज्ञापना भवति एव तद् दृष्ट्वा वयं कदाचित् वार्तामेव पठितुं अवकाशः न मिलति तादृशः अधिकतमविचारः विज्ञापनामाध्यमेन तत्र आगच्छति एतत्तु सर्वकारस्य विचारं नेतरि राजकीयविचारम् अधिकतमः आगच्छति उदाहरणार्थं मम प्रान्ते इदानीं अत्र कर्नाटकस्थाने केरलस्य विचारमपि अधिकतया विज्ञापनं दीयते तदत्र अप्रस्तुतः अथवा अनावश्यकः तादृशविज्ञापनानां कारणेन अत्र अत्रत्यजनानां कृते लाभः नास्ति परन्तु तत्रत्य सर्वकारः अधिकधनहानिः प्राप्नोति एतद् बाधकमेव इति मम चिन्तनम्